वैदिक् वाङ्गमयस्य विस्तारविषये अहम् वदामि तत् तु वैदिकवाङ्मयम् केवलं मन्त्राणाम् एव नास्ति वेदाः अपि तु वैदिकवाङ्मयम् इति विषयं यदि स्वीकृर्मः कुर्मः चेत् तर्हि संहिताः ब्राह्मणम् एवम् आरण्यकम् एवम् उप्ना उपनिषदः उपनिषद् इति चत्वाराः तत्र शम्मिल् सम्मल् सम्मिलिताः भवन्ति अतः एतेषां विस्तारविषये एकेन पुरुषेण सर्वेपि वेदाः न अधीतुं शक्याः केवलम् एकः एव पुरुषः एकमेव वेदम् अधीतुं शक्यः इति इति तु एव अस्ति एव परञ्च अस्माकं जीवनस्य काले कठोराः परिश्रमाः तत्र तु कर्तव्या एकस्यैव वेदे पठने अतः सम्पूर्णवेदस्य पठनं न कर्तुं शक्यः इति विषयः अस्माकं वैदिकवाङ्गमयस्य विस्तारं तथा एव भवति यथा ब्राह्मणं तत्र तु वेदानां व्याख्यानग्रन्थः एव अस्ति पूर्वमेव उक्तम् एव आपस्तम्भ सूत्रे मन्त्रब्राह्मणं मन्त्रब्राह्मणयोर्नामधेयम् इति उक्तं वर्तते अतः एतद्विषयं स्वीकृत्य विस्तारविषये अहं वदामि इति उक्त्वा विरमामि